गायने अन्यकार्येषु च समन्वयः आवश्यकः वर्तते यथा यस्मिन् समये वयं कार्येषु सम्बन्धः न वर्तते

तथा च स्वराणां लयादीनां मध्ये समन्वयः न भवति यदा गायनसमये अन्यकार्यं कर्तुं वाञ्छामः तदा अस्माकं ध्यानं तु गायने भवति कार्यं सम्यक् रूपेण कर्तुं न शक्नुमः